संस्कृतभाषा अमृतभाषा सरलभाषा समीचीनभाषा इति वक्तुं भारतीयासु सर्वभाषासु वक्तुं शक्यते किमर्थम् इत्युक्ते सर्वाः प्रान्तीयभाषाः एव संस्कृतभाषातः एव आगताः सर्वबाषाणां मातृभाषा संस्कृतभाषा एव अस्माकं तेलुगुभाषा पश्यति चेत् अस्मिन् प्रान्ते वयं प्रतिदिनम् उपयोगं करणीयानि पदानि सर्वाणि पश्यन्ति चेत् अन्नं पुष्पं फलं मार्गः विद्यालयः ग्रन्थालयः पुस्तकं वाहनं देवालयः एतानि सर्वाणि तेलुगुमाध्यमेन उपयोगं कुर्वन्ति परन्तु संस्कृतपदानि एव अन्ते संस्कृतपदेन विना अन्यभाषायाः सस्यम् उच्चारणम् अपि न शक्यते इति संस्कृतयोगदानम् इति अहं मन्यामहे अत्र संस्कुतभाषायां यानि अक्षराणि सन्ति स्प्रनौन्सेशन् इत्यादि इङ्ग्लिश् मध्ये किमपि भवति पुट् इति पि यू टि अल अनन्तरं बि यू टि बट् इत्युक्ते प्रनौन्सेशन् भिन्नः भवति एकस्मिन् कः संस्कृते तादृशः न भवति यत् लिखामः तदेव पठितुं शक्यन्ते तदर्थमेव सर्वभाषाणाम् आविष्कारः कर्तुं संस्कृतभाषा योगदानम् अस्ति इति अहं मन्यामहे